महाभारतस्य अङ्गतया भगवद्गीता भारतीयदर्शनानां समन्वयग्रन्थः इति सर्वैः अङ्गीक्रियते प्रायेण तद् विषये वयं यावद्वा वदामः चेद् अपि तत् समाप्तम् इति न भवति सामान्यतः भगवद्गीतां रचितवान् व्यासमहर्षिः इति उक्तिः अस्ति पुनः व्यासः भगवद्गीतायां श्लोकम् उक्तवान् गणेशः लिखितवान् इति तस्मिन् विषये अपि अस्ति सामान्यतः भगवद्गीतायाः सर् सर्वेषु अध्यायेषु अपि भिन्नभिन्न विषयाः सङ्ग्रहिताः कर्मयोगः भक्तियोगः पुरुषोत्तमयोगः पुनः विश्वरूपदर्शनयोगः विश्वरूपदर्शनयोगे तु वयं भगवतः समग्रं यत् जगति विद्यमानाः सर्वे जीवजन्तवः तस्मिन् अस्ति इति वयं पश्यामः पुनः भगवद्गीतायाः ये श्लोकाः सन्ति ते श्लोकाः व्यासरहस्यम् इति कथ्यन्ते यतः अष्टशतं ते एव श्लोकाः सन्ति तस्मिन् किञ्चित् चिन्तनीयं विचिन्त्य वक्तव्यम् इति गणेशं उक्त्वा सः एकं श्लोकं दत्वा अन्य श्लोकरचनसमये गणेशः विचिन्त्य तेन लेखनीयम् आसीत् इति कारणेन अष्टशतं श्लोकाः व्यासरहस्यम् इति तत्र उक्तम् अस्ति भगवद्गीता सामान्यतः भक्तियोगप्रधानम् इति वक्तुं शक्नुमः पुनः भक्तियोगः लघु अध्यायः तत्र अधिकश्लोकाः न सन्ति किन्तु तस्मिन् भक्तिः भगवति भक्तिः कथम् अस्माभिः दर्शनीया इति चिन्तितम् अस्ति